साम्प्रतं तु भारते क्रिकेट् अर्थात् कन्दुकक्रीडा इति महान् प्रसिद्धः प्रसिद्धः वर्तते

सञ्चालनं भारते एव आसीत् भारतस्य प्रति प्रतिप्रदेशे तस्य प्रदर्शनं जातं तत्र अस्य विश्वकप् इति पदकस्य विजेता आसीत् आस्ट्रेलिया राष्ट्रं तत्र भारतस्य उपलब्धिः आसीत् भारतं तु द्वादशक्रीडासु न कदापि पराजयं प्राप्तम् इत्थं भारते भारते महत् महत् उत्सवरूपेण क्रिकेट् क्रीडा प्रचलति